पर्यटनेन अस्माकं प्रदेशस्य पर्यावरणं दूषितं तु भवत् जातम् यतोहि यथा यदा पर्यटनकरणार्थं जनाः आगच्छन्ति चेत् तदा प्लास्टिक् इत्यादिकं प्लास्टिक् पोलिथिन् इत्यादि इत्यादिकानां प्रयोगं कुर्वन्ति यत्र कुत्रापि प्रक्षिपन्ति यदा प्रक्षिपन्ति चेत् तदा तेन किं भवति पर्यावरणस्य हानिः भवति तथा च यदा ते आगच्छन्ति स्व मोटर्याने मोटर्याने आगच्छन्ति चेत् लोकयाने आगच्छन्ति चेत् तस्मातपि प्रदूषणं भवति तस्मातपि कार्बन् डैयाक्षैड् इत्यादिकं कार्बन् मोनोक्षैड् इत्यादिकं निस्सरति तस्मादपि तेन तस्मातपि प्रदूषणं भवत्येव अतः मम तु इच्छा वर्तते यत् यदि अस्माकं प्रदेशे गङ्गोत्री यमुनोत्री बद्रिनाथ् केदार्नाथ् इत्यादिकं दर्शनार्थमागन्तव्यं भवति चेत् तदा सायिकल् मध्ये आगच्छतु तथा च द्विचक्रिका वाहने आगच्छतु अथवा पद्भ्यामेव आगच्छतु तदा किमपि प्रदूषणं न भवति तथा च सात्विक आहारं करोति किमपि चिप्स् इत्यादिकं कुर्कुरा इत्यादिकं मा खादतु तेन अपि बहु प्रदूषणं भवति